अहं गतमासे द्विचक्रिकावाहनं क्रीतवान् मम मित्रस्य समीपे आसीत् तस्य डिस् अड्वाण्टेज् अस्ति तस्य मध्ये मैलेज् नास्ति किमपि पुनः पेट्रोल् अपि अधिकम् इच्छति इत्यादीनि बहूनि कार्याणि सः काणानि सन्ति